इदानींतन दिनेषु आरक्षकनिस्थानं अन्यान्य एक्सटेंशन् इति भवति तत्र सर्वत्र कुर्व कुर्वन्ति अनन्तरं सि सि टि वि केमेरा भवति खलु तस्य उपयोगः अपि भवति तेषां सहायेन आरक्षकाः अपराधं वा दुर्घटनां वा नियन्त्रयन्ति एतद् उपरि अन्यत् सामान्यजनानां मनसि एवं भवितव्यम् अहं यत् अस्ति नियमः तस्य पालनं सम्यक् करोमि यदि एवम् अस्ति तदा दुर्घटना अपि न भवति अपराधः अपि न भवति